हरिः ओम् अस्तु सुचेतसः अस्मि बिहारतः अहं स्केट्स् मध्ये अस्मि आम्

सम्यगेव अस्ति

ददातु भोः

आम् कुत्र अस्तु आगच्छामि अहं कदा आगमिष्यामि

हा अस्तु अगच्छामि अहं श्वः किम् अह अस् आम् अस्तु आगच्छामि धन्यवादः